मम वृत्तिः अध्यापनं अत्र अध्यापनं सर्वे इच्छन्ति इति वक्तुं न शक्यते किन्तु अध्यापनमेव करणीयम् इति मनसा ये सङ्कल्पं स्वीकृत्य अध्यापनवृत्तौ प्रविशन्ति ते अत्यन्तं पुण्यशालिनः इत्येव वक्तव्यम् शिक्षणं सर्वेषामपि मनुष्याणाम् अत्यन्तम् अपेक्षितमेव भवति शिक्ष विद्योपादाने विद्योपादानार्थकः शिक्ष् धातुः तेनैव शिक्षकः इति पदमपि निष्पद्यते छात्राणां कृते यद्वयं बोधयामः तेन ते स्वजीवने अपेक्षितं ज्ञानं प्राप्नुवन्ति अतः शिक्षणं प्राचीनकालादपि अत्यन्तम् उपयुक्तं सर्वेषु कालेषु सर्वेषां कृते अत्यन्तम् उपयुक्तमेव भवति अतः शिक्षणवृत्तिः अत्यन्तं पुण्यकरी वृत्तिः एषा वृत्तिः यैः यैः स्वीकृता ते सर्वेऽपि पुण्यशालिनः इत्येव वक्तुम् इच्छामि